मम प्रदेशे रेलमार्गः सर्वाधिकप्रसिद्धः अस्ति किन्तु यत्र जनानां समूहः सर्वदा भवति रेलयानस्य परिमाणम् अति अल्पं भवति अतः जनाः रेलयानं सर्वाधिकं प्राधान्यं ददति परन्तु तस्य उपस्थिताः अधिकाः जनाः कदाचित् रेलयानं बहु विलम्बेन प्रचलति समये न चालयति अतः रेलयानं बहु जनस्य समये भवति अस्य कारणेन कदाचित् रेलयानं तस्य कारणेन दुर्घटनायाः सम्भावना अपि अस्ति